भौतिकदृष्ट्या बहु कष्टकरं पुस्तम् आसीत् म मम पठनकाले इञ्जिनियरिङ्ग् मेकानिक्स् बै कुर्मि तत्र पारिभाषिक पदानि बहूनि आसन् एकैकं पठित्वा अवगन्तुं कष्टकरम् एव आसीत् किन्तु मम सह पाठिनः सन्ति किल तेषां साहाय्येन तैः सह उपविश्य एव अव अहम् एतत् पुस्तकं पठितवती किन्तु पठित्वा पठित्वा कुर्मी पुस्तकं बहु बहु इष्टकरम् आसीत् पूर्वं कष्टकरमासीत् किन्तु पठित्वा पठित्वा अर्थावगमनानन्तरं बहु इष्टकरम् आसीत् इञ्चिनियरिङ्ग् मेकानिक्स् कोऽपि पीएस् कूर्मि सदृशं लेखितुं न शक्नुवन्ति इति मम अभिप्रायः अतः अहं बहु इच्छामि एतत् पुस्तकम्